अष्टाविंशतिः दिनाङ्कः फ़ेब्रुवरी मासः चतुर्विंशतिः अधिकद्विसहस्रम् द्वितीयदिनाङ्कः जनवरि मासः त्रयोविंशत्यधिकद्विसहस्रम् प्रथमदिनाङ्कः मे मासः दशाधिकद्विशतं पञ्चदशदिनाङ्कः अष्टममासः अष्टदशाधिकद्विसहस्रं पञ्चमदिनाङ्कः सप्टेम्बर मासः नवनवत्याधिकनवशतम्